यथा पूर्वं जलस्य शोधनार्थं वयं तद् स्फटिकमिति प्रयोगं कुर्मः स्म तर्हि अनन्तरं तद् पोटेशं पर्म्नेट् पर्म्ग्नेनेट् इति आसीत् सद्यः तु वयं तद् नूतनम् अस्ति यत् एक्वागार्ड् इति अस्ति तेन द्वारा वयम् एतत् सर्वं कुर्मः तर्हि एतद् घटः इति यत् उत्तमं एतत् शोधनार्थम् उत्तम उपायः अस्ति तर्हि घटस्य द्वारा एव सद्यः वयं तस्य द्वारा जलस्य शोधनं कुर्मः तर्हि एतेन प्रकारेण घटस्य प्रयोगः यदि वयं कुर्मः चेत् वातावरणस्यपि हानिः न भवति अनन्तरम् अस्माभिः अपि शुद्धजलं प्राप्स्यते तेन द्वारा भिन्नभिन्न ऋतुषु अपि एतस्य घटस्य प्रयोगं वयं कुर्मः तद् अपि अति मार्गमपि नास्ति न्यूनमुल्येनापि अनन्तरं सर्वैः जनैः अङ्गीकर्तुं शक्यते एतत् सर्वम् केवलं तत्र अन्य उपायं योजमा योज योजयामः चेत् तानि कानि कतिपय उपायानि महार्घं सन्ति कतिपय उप उपायानि अति महार्घं सन्ति तर्हि सामान्यजनानां कृते वयं तरा घटस्य प्रयोगं वयं कुर्मः चेत् सर्वजनानां द्वारा तस्य प्रयोगः कर्तुं शक्यते इति मम मतम्